पञ्चाधिकद्विसहस्रतमवर्षे अगस्त् मासस्य सप्तदशदिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षे ज़ून् मासस्य नवविंशतिः दिनाङ्कः अष्टाधिकद्विसहस्रतमवर्षे मे मासस्य अष्टाविंशतिः दिनाङ्कः दशाधिकद्विसहस्रतमवर्षे अप्रेलमासस्य षोडशदिनाङ्कः नवाधिकद्विसहस्रतमवर्षे सितम्बर् मासस्य त्रिंशत् दिनाङ्कः